तत्र पृष्ठं पाकशालायां विद्यमानानि पात्राणि कानि इति अत्र अहं मठे वसामि तस्मात् मठे मठस्य पाकशालायां यद्विद्यते तत्पात्राणि मया उच्यते तत्र सामान्यतया चमसः चषकः स्थाली भाण्डारम् इत्यादिकं वर्तते चमसः अन्नं रसम् इत्यादि परिवेषणार्थम् उपयुज्यते चषकः पयः पानार्थं जलपानार्थम् इत्यादि करणार्थं चषकः उपयुज्यते स्थाली ओदनार्थं नाम तण्डुलपचनार्थं स्थाली इत्यादिकम् उपयुज्यते भाण्डा इत्यादिकं किमपि भक्ष्यं कर्तुम् उपयुज्यते तस्मात् चमसः चषकः स्थाली भाण्डा इत्यादिकं प्रयुक्तमस्ति इति उच्यते